मम चिन्तनमस्ति इदानीन्तन ग्रामेषु सर्वमपि वस्तूनि लभ्यमानानि सन्ति पूर्वं सर्वत्र कुत्रापि नगरं भवतु अथवा ग्रामं भवतु लघु ग्रामं भवतु बृहत् ग्रामं भवतु तत्र किमपि अधिकतया वयं प्राप्तुं न शक्नुवन्तः प्रतिदिनम् अपेक्षितानि वस्तूनि तन्निमित्तं सप्ताहे एकवारं वा मासे द्विवारं वा नगरं प्रति गन्तव्यम् इति आसीत् किन्तु इदानीन्तन स्थितिः सर्वकारः अपि तद्वत् एव सन्ति ये ये किं नगरेषु लभ्यमानानि वस्तूनि सन्ति ते ग्रामेषु अपि लभ्यमानानि भवन्तु इति विशेषतया अस्माकम् इण्टर्नेट् अस्ति सर्वम् अपि तत्र जनाः प्राप्तुं शक्नुवन्ति तदपि जीपि वा भवतु पेटैम् वा भवतु यत्र कुत्रापि पूर्वं वयम् एतत् सर्वं नगरेषु एव द्रष्टुं शक्नुवन्तः इदानीं ये ये ग्रामे भवन्ति ये ये व्यञ्जनानि शाखानि विक्रयणं कुर्वन्ति तेषां समीपम् अपि हस्ते एकम् आण् आण्ड्राय्ड् दूरवाण्यः भवन्ति ततः ते सर्वम् अपि कर्तुं शक्नुवन्ति अनन्तरम् मम ग्रामे परिवर्तनं कथम् अस्ति इत्युक्ते इदानीं पूर्वं ये ये छात्राः विद्यालयं गच्छन्तः आसन् ते अधिकतया यूनिफ़ाम् वा पादरक्षान् वा किमपि अस्थाप्य गच्छन्तः आसन् किन्तु इदानीं नगरस्य प्रभावः अत्रापि आगतम् अस्ति सर्वे अपि उत्तमरीत्या यूनिफ़ाम् धृत्वा पादरक्षान् धृत्वा एव विद्यालयं गच्छन्ति मध्ये विद्यालयमपि न त्यजन्ति तत्रापि उत्तमरीत्या मध्याह्नकाले भोजनं ते प्राप्नुवन्ति इति कारणेन इदानीन्तन ग्राम ग्रामाणि नगराणाम् अपेक्षया इतोपि वातावरणं शुद्धम् अस्ति तत्र वायुः अपि शुद्धम् अस्ति एतत् सर्वं यदि वयं पश्यामः मम स्वचिन्तनम् अस्ति नगरस्य अपेक्षया ग्रामजीवनम् इतोऽपि आरोग्यजीवनं भवति इति धन्यवादः